गतसप्ताहे अहम् एकः मौत् वाश् आनीत्वान् त तस्य कारणात् मम मुखस्य अन्ते पिम्पल् आगतम् अहं अहं त तस्य कारणात् तस्य मौत् वाश् अहम् अन्सुष्ट् अन्सन्टुष्टम् अस्मि अहं कदापी तस्य मौत् वाश् न वीष्म्र विस्मरति